मम प्रदेशे पारम्परिकभाषिकमपि वर्तते तत्र अरण्यकाः अपि तत्र सन्ति तर्हि मम प्रदेशे भाषाव्यतं वयं यदि दृष्टमः पश्यामः यदि तर्हि विभिन्नक्षेत्रेषु भाषासु मध्ये बङ्गदेशे भाषाः भिन्नाः सन्ति तत्र दार्जलिङ्ग् मध्ये अपि भिन्न भिन्न बाङ्ग्ला अपि बङ्ग भाषां वदति तत्र भिन्नप्रकारेण वदति जिलावित्तिक्विषये अपि बङ्गभाषासु विभिन्ने विभिन्नेषु पृथकम् अस्ति तत्र तत्र किमस्ति कलिकत्तां यदि वयं कलिकतां गच्छामः कलिकता मध्ये शुद्धरूपेण संस्कृते बङ्गभाषया वदति शुद्धरूपेण बङ्गभाषयां तत्र तत्र पार्श्वेपि भवन्ति परन्तु मेदिनिपुर् जिलायां यदि वयं गच्छामः तर्हि ओडिया भाषायाः मेलनं भवति बङ्गभाषा सहितम् तत्र एवं दृष्यते जल्पैगुडी दार्जलिङ्ग् तत्र भिन्नभिन्नप्रकारेण प्रान्तीय एकं बङ्गो अस्ति तत्र विभिन्न साहित्यिककला मध्ये अपि दृष्यन्ते तत्र